हरिः ओं भगिनी कथमस्ति आमामहं जानामि सारिका हा अहं न जानामि अहं तु विद्यालयेस्मि आं किन्तु सारिका सारिका भगिनी एतस्याः स्वभावः अपि सम्यक् नास्ति आमाम् आमाम् अहम् न न अहं न वदामि तर्हि अहं सर्वे अपि जानन्ति तस्याः स्वभावः बहु कुटिलः अस्ति हा कुटिलस्वभावः अस्ति आं न न न अहं किमपि न वदामि पुत्रे अपि न वदामि आमां किं किम् एक किमस्ति विशेषः आं तस्य तु वर्णः किमस्ति आं कति रूरुप्यकाणि किं किम् अहं मम कृते अपि एकम् किं किं कति रूप्यकाणि आमां क्रीणयतु आं तर्हि क्रीणातु मम कृते अपि किन्तु मम समीपे अदुना अधुना धनं नास्ति अहम् अनन्तरं ददामि आमामां चलति चलति आम् आस् हा मम कृते पीतः वर्णः अस्ति वा पीतः हा तत् पीतः वर्णस्य शाटिका मम समीपे एक एकोपि नास्ति तर्हि क्रीणातु आं वाट्सप् वाट्सप्मध्ये वाट्सप्मध्ये प्रेषयतु आमामां कलर् तु मम मम ममापि क्रीणातु अस्तु अस्तु मिलामः आम्